विज्ञानतन्त्रज्ञानद्वारा वैद्यसेवा अत्यन्तं सम्यक् प्रचलति वैद्यसेवा विस्तारः अपि विज्ञानद्वारा विज्ञानतन्त्रज्ञद्वारा सम्यक् प्रसारयति सर्वेभ्यः प्रजानां कृते सम्यक् प्राप्नोति विषयं सम्यक् प्राप्नोति किं किं करणीयं कोविद् काले किं किं न करणीयं कतं जागरूकतया भवेयुः तत्सर्वमपि तत्र सूचितमस्ति कोविन् आप् अपि उपयोगाय भवति आप् द्वारा के के जनाः वेक्सिन् स्वीकृतवन्तः के के न स्वीकृतवन्तः तद् स्टाटिस् स्टाटिस्टिक्स् गणनां कर्तुं शक्यते केभ्यः प्राप्तव्यं तदपि सर्वं सम्यक् उपयोगाय भवति विज्ञानतन्त्रज्ञज्ञानं वैद्यसेवायाम् अत्यन्तम् उपयोगकारी अस्ति